विद्यालयेषु पाठ्येतरप्रक्रियाः त्यक्त्वा बहवः अन्याः उप्क् अन्यः बहवः उपक्रमाः सन्ति तेषु धिषणपरिषद् अस्माकं विद्यालये धिषणपरिषद् परिषद् नामक एकं प्रतिशुक्रवासरे एका भाषण स्पर्धा प्रचलति अतः तस्मिन् स्पर्धायां बहवः विद्यार्थी विद्यार्थिनः भाषणं कुर्वन्ति अहमपि तस्मिन् स्पर्धायां भागः गृहीतम् आसीत् तत्र अहं प्रमाणपत्रमपि प्राप्तवान् ये ये जनाः तत्र भाषणं कुर्वन्ति तेषां सर्वेषां कृते मम विश्वविद्या मम विश्वविद्यालये प्रमाणपत्राणि दत्तवान् अनन्तरं मम विद्यालये बहवः क्रीडास्पर्धाः अपि प्रचलन्ति तस्मिन् स्पर्धा तस्मिन् स्पर् स्पर्धायां क्रिकेट् स्पर्धा अनन्तरं टेनिस् स्पर्धा वालिबाल् बेड्मिण्टन् स्पर्धा एवं प्रकारकम् एवं एवं प्रकारः प्रकार् प्रकारकाः बहवः स्पर्धाः सन्ति